मम माता सर्वदा सङ्गीतं बहु इष्टवती सा तस्याः काले सा सङ्गीतम् अभ्यसितुं न शक्तवती यतः गृहे तु बहु दारिद्र्यम् आसीत् तस्मिन् काले गृहे तस्याः पिता अपि न आसीत् एवं सा सर्वदा गातुम् इष्टवती परन्तु तस्याः कदापि अवकाशः न लब्धः अतः मम पुत्री गायतु इति तस्याः बहु इच्छा आसीत् अतः यदा अहं पञ्चवर्षीया आसं तदा एव मां सा सङ्गीतशालां प्रति प्रेषितवती तत्र एकः बहु उत्तमः वृद्धः सङ्गीतज्ञः आसीत् नञ्जुण्डया इति तस्य समीपे अहं गत्वा सङ्गीताभ्यासं कृतवती सः बहु उत्तमरीत्या कथम् अस्ति गमकं वस्तुतः कर्णाटकशास्त्रीयस्य प्राणभूतः अंशः अस्ति अतः तत् कथम् वयं उपयुज्य गायामः इति सर्वं सः सुष्ठु रीत्या दर्शितवान् अतः एवं पञ्चमे वयसि एव अहं गातुम् आरब्धवती यदा परीक्षाः स्वीकृतवती तदा सङ्गीतशास्त्रस्य अपि किञ्चित् अध्ययनम् अभवत् एवं जूनियर् इति परीक्षाम् अहं समाप्य सीनियर् परीक्षां परीक्षार्थम् अपि अहं सिद्धतां कृतवती तदाधारेण एव इदानीमपि अहं मम पुत्रौ अपि सङ्गीताभ्यासं कुरुतः तयोः अहं मार्गदर्शनमपि कुरुव् कुर्वती अस्मि